नमस्ते भगिनि अद्य कः उपहारः एवं वा किमर्थं ओहो एवं वा गतवर्षे अस्माकं गृहेपि एवमेव अभूत् अहमपि गृहस्वामिन् बहुधा सूचितवति तथापि सः न आगतवान् एव तदा गृहे कूपं कारितवति तदारभ्य तादृशं कष्टं पुनः न आगतं भवति अपि तथैव करोतु आम् आम् उत्तममेव भवति प्रथमम् एतद् विषयं शृणोतु किम् इत्युक्ते अस्माकं गृहस्य पुरतः कोपि अवकारान् क्षिप्तवन्तः

बहिहि वा ओ न अस्तु अस्तु एवं वा सा दिव्या तथैव सर्वदा एवमेव करोति तिष्टतु अद्य एव सायं यदा सा मिलति तदा अहं तां सम्यक् तर्जयामि ओ अस्तु एवमेव कुर्मः तां वयं सूचयामः एतद् एतद् कुत्र स्था स्थापनीयं किं करणीयम् इति सर्वं तां वयं वदामः अस्तु वा अस्तु भगिनि रां रां